सामाजिकपरिवेक्षणे का अभिवृद्धिः कर्तुं बहुविद कार्यक्रमाः अस्माकं प्रदेशे प्रचलन्ति सर्क सर्वकारस्य पक्षतः अपि बहुविदः कार्यक्रमः भवितुं भवति उदाहरण्स्वरूपेण स्वच्चभारताभियानं बेटी बचाव् बेटी पढाओ अभियानम् एवं च विश्ववृक्षदिवसः शिक्षकदिवसः एवं च महिलादिवसः इत्यादि बहुविद दिवसाः अस्माकं प्रदेशे आयोजितम् अस्ति एतेषां माध्यमेन अस्माकं सरकारः एवं च अस्माकं प्रदेशे स्थितः ये जनाः सन्ति ते सर्वे तस्य मनसि यत् भेदभावः अस्ति एवं च यत् किमपि तस्य मनसि अस्ति भेदभावः इत्यादि भावनात् दूरीकृत्वा सः एकत्रम् एव मेलनं करोति